नैव मम प्रदेशे किमपि नैसर् कापि नैसर्गिकदुर्घटना न जाता अस्ति किन्तु महारोगः अत्रापि प्रचलदासीत् गतवर्षे वा विगतवर्षे वा अत्र यथा सम्पूर्णे भारते समस्ते भारते करोना महाव्याधिः आगतः आसीत् आगतः आसीत् एवमपि अत्रापि तत् तेन करोना व्याधिना सर्वेः बाधः सर्वे बाधिताः आसन् सम्पूर्णं सम्पूर्णस्य नगरस्य स्थगनं कृतमासीत् यथा सम्पूर्णभारते आसीत् तथैव अत्रैव अत्रापि आसीत् विहाय तत् अत्यन्तं प्राचीनकाले नाम स्वातन्त्रपूर्वकाले इति भावयामि

विंशतितमदशकस्य प्रारम्भकाले इति भावयामि तथा स्यात् तस्मिन् समये प्लेग् इत्येकं महारोगः अत्र सर्वत्र ग्रामेषु आगतः आसीत् आगतः आसीत् तदा सर्वे ग्रामजनाः ग्रामं ग्रामं विहाय ग्रामं त्यक्त्वा तत्र कुत्रचित् कृषिक्षेत्रेषु तत्र कुत्रचित् आरण्यक्षेत्रेषु गत्वा स्वजीवनं स्वप्राणं कथञ्चित् रक्षितुं ते प्रयत्नं कृतवन्तः इति तस्मिन् समये महाव्याधिना सर्वे बहुशः अनेके वंशाः निर्नामाः जाताः इति अतः तत् तदेकम् अहं श्रुतवान् न दृष्टवान् बहु प्राचीनविषयः अयम्